हा मया तु बहुचित्रं कृतं तत्र मम जगन्नाथस्य चित्रणं कृतमासीत् अपि च विठ्ठलस्य एवं हनुमतः चित्रं रचितमासीत् तदानीं सर्वेऽपि बहु सन्तुष्टाः आसन् मम पितरौ मित्राणि सुहृदश्च बहु प्रोसाहितवन्तः मां नाम इतोऽपि त्वया चित्रः करणीयः अपि च विशिष्टतया च तस्य चित्रस्य अनावरणं कर्तव्यं एवं तत्र ते बहु प्रोत्साहितवन्तः तद्विषये मम अतीवसन्तुष्टिर्वतते एवं हयग्रीवस्य वराहस्य चित्रमपि रचितुं मे मनः प्रभवति तेन च मम मोदो भवति तद्विषये अहं गर्वमनुभवामि